अस्माकं पारम्परिक इति कापि नृत्यसम्बन्धाः नास्ति परम् एतावता कर्नाटके तावत् भतरनाट्यं यक्षगानम् इत्यादिकं प्रसिद्धं वर्तते तत्रापि करावलीतीरे यक्षगानं बहु प्रसिद्धं वर्तते यक्षगानं तावत् ये च पुराणादिषु कथाः उच्यन्ते तान् प्रजानां कृते सम्यक्तया ज्ञापयितुं दृश्यमाध्यमेन आरब्धा एव कला यक्षगानम् इति यक्षगाने अपि बडगुतिट्टु तेङ्कुतिट्टे इति प्रकारद्वयं वर्तते अत्र पुरातनकथाः अभिव्यक्तद्वारेण अभिनयं कृत्वा दर्शयन्ति